अद्यतनं प्रायः पात्रप्रक्षालनाय नैके जनाः जलस्य अत्यधिकम् एव प्रयोगं कुर्वन्ति अतः तदर्थं सर्वप्रथमं तादृशमेव किञ्चित् अभ्यासं वयं कुर्मः येन जलस्य अधिकं व्ययः न स्यात् तदर्थं किं कर्तुं शक्यते इति एतद् इदानीं मया अत्र निरूप्यते एकस्मिन्नेव पात्रे तत्र एकवारं जलं स्वीकुर्मः अन्यस्मिन् पात्रे तत्र फेनकं सहितम् एव फेनकेन सहितम् एव जलं स्वीकुर्मः तत्र किं कर्तव्यं तत्र प्रथमतया एक प्रथमस् प्रथमे तत्र पात्रे एकवारम् उच्छिष्टं तत् पात्रम् एकवारं निक्षिप्य तत् प्रक्षाल्य तत्र् तत्र जलेन प्रक्षालयितुं शक्यते अनन्तरं फेनेन सहिते जले तत्र तत् पात्रं पुनः निक्षेपयितुं शक्यते अन्ते च पुनः तृतीयं पात्रं स्वीकृत्य यत्र केवलं जलम् अस्ति ततः निष्कासयितुं शक्यते अनेन माध्यमेन अत्यन्तसम्यक्तया तत्र हस्तस्य तत्र प्रहारोऽपि भविष्यति तेन तत्र कीटानां समेषामपि दोषाणां तत्र प्रक्षालनं भवितुमर्हति कदाचित् पात्राणि अत्यन्तमेव स्निग्धानि अपि भवन्ति तदर्थं किङ्कर्तव्यं तर्हि तत्र पूर्वकाले यथा अङ्गाराणां प्रयोगः भवति स्म अथवा इदानीमपि निम्बफलस्य अपि प्रयोगं कर्तुं प्रयोगः कर्तुं शक्यते तेन च तत्र यत्किञ्चिदपि स्नैग्ध्यं पात्रेषु वर्तते तत् सर्वमपि परिहाराय इदानीं अलम् इति वक्त उक्त्वा एव इदानीं विरमामि